अहं श्रीहरिनाम कश्चन भाषे मया समीपे एव ग्रामे गन्तुं दिनद्वयं वा प्रवासार्थं कश्चन चतुश्चक्रिकायानविशेषः अपेक्षितः अस्ति तत्र भवान् आगन्तुं शक्नोति वा मया रविवासरे प्रातकालः इतः निर्गत्य दिनत्रयं यावत् तत्र अटित्वा दर्शनं कृत्वा पुनः प्रत्यागन्तव्यम् अस्ति तदर्थं मम गृहस्य समीपे नाम बाजीराव् रोड् इति मार्गे भवान् मम गृहे प्रातःकाले आगत्य स्थातुं शक्नोति वा भवतां गमनागमनव्ययः कियान् भविष्यति भवतां अतिरिक्तं किञ्चित् व्ययविशेषं दातुमपि अस्माभिः अवधारणीयम् अस्ति वा अथवा भवान् यद् एकवारं वदति तत्रैव अस्माभिः गत्वा आगन्तुं शक्यते वा भवताम् उपलब्धिः कथमस्ति इति सम्यक् विचार्य अस्माकं कृते सूचयतु